मम विश्वविद्यालये सेप्टेम्बर् मासस्य दशदिनाङ्के एकः कार्यक्रमः आयोजितः अस्ति तत्कार्यक्रमे भोजनव्यवस्था अपि कृतवान् अस्ति तत्कारणे मया भव् भ भवान् भ्रमणध्वनिं कृतवान् अस् अस्मिन् कार्यक्रमे भोजनस्य आवश्यकता अस्ति तत्कारणे विंशतिः स्थालिकां भोजनं तथा च मिष्ठान्नम् अपि आवश्यकम् अस्ति तत्कारणे दश दिनाङ्के द्वादश वादनपर्यन्तं भोजनम् आनयतु इति धन्यवादः